मम समुदाये तु वयं किं वक्तुं शक्नुमः इत्येव पदाः न सन्ति किमर्थमित्युक्ते विवाहः इति एकः सामूहिकः किमपि कार्यक्रमः इतिवत् न भवति एकः बृहत् कार्यक्रमः एव भवति विवाहः इति तत्र वयं गच्छामः चेत् मम समुदाये तु पञ्चदिनात्मकं भवति विवाहः

मम चिन्तनं तदनन्तरं भोजनमिव नास्ति गीतं नृत्यम् अनन्तरं यदा बा बान्धवाः तदा एव दर्शनं भवति तेषां दर्शनं सर्वे एकत्रीभूत्वा सम्यक् हसित्वा जोक्स् उक्त्वा सम्भाषणं कृत्वा तदनन्तरम् विवाहे तु दि अहमुक्तवान् किल पञ्चदिनानि तु प्रथमदिने तद् गीतगानं भवति सङ्गीतम् इति वदामः द्वितीयदिने मेहन्दी भवति तृतीयदिने रिसेप्षन् इति भवति तदनन्तरं पञ्चमचतुर्थदिने क संस्कारं भवति तद् विवाहात् पूर्वं तद् एकम् एकं किं वदामः तद् समीपस्थमन्दिरं गत्वा तद् दैवीवेदानाम् आशीर्वादं प्राप्य आगच्छामः इति तदनन्तरं विवाहः भवति केषुचित् समुदाये मम समुदाये केषुचित् जनाः विवाहानन्तरं रिसेप्षन् स्थापयन्ति स्थापयन्ति नो चेत् विवाहात् पूर्वरात्रौ रिसेप्षनिति रिशेप्षन् इत्युक्ते किम् इत्युक्ते दम्पतीनां प्रथमकार्यक्रमः रिसेप्षन् तद् दम्पतिः मिलित्वा प्रथम कार्यक्रमे आगच्छन्ति इति रिसेप्षन् इति वयं वदामः तन्त्रं विवाहात् अनन्तरं सर्वे मिलित्वा अहं कुलदैवीमन्दिरं गच्छामः कुलदेवीमातुः आशिर्वादं स्वीकुर्मः मम समुदाये तु विवाहः तु वक्तुमेव न शक्नुमः तावत् रुचिकरं तावत् अद्भुतम् अद्भुतं तावत् वैभव वैभवरूपेण भवति यदा उदाहरणार्थं वक्तुमिच्छामि चेत् रामसीताकल्याणमिति तद् रामकल्याणं वैभोगमे इतिवत्भवति